मम प्रदेशे प्रातः जनः तस्य तेषां कार्यं प्रति गमनार्थं बहूनि कष्टम् अनुभवन्ति किमर्थमित्युक्ते मम प्रदेशे सार्वजनिक बस् अल्पसङ्क्यायाः एव वर्तते नाम प्रायः विंशतिनिमेषाम् एकं बस् वर्तते तत् बस्मद्ये ये जनाः कार्यं कुर्वन्ति ये जनाः आफ़ीस् गच्छन्ति ये जनाः विद्यार्थिनः सर्वे वा बस्मध्ये गच्छन्ति तदा बस् रश् भवन्ति रश् भूत्वा जनां प्रति च यानार्थं बहु कष्टकरं भवति तदेव महत्समस्या अहं बैक् मध्ये चलामि यद् अहमपि मार्गमध्ये ये अस्ति मम बैक् अस्य पृष्टे तं स्थापयित्वा गच्छामि एतत् मम सहायः